नमस्ते स्विग्गी आर्डर् स्वीकृतवान् किल अधुना तत्र मङ्क्मो तोट मध्ये दातुम् इति उक्तवान् किल सेवन् डाश् टू डाश् वन् टोन्टि सेवेन् क्रमसङ्ख्या गृहसङ्ख्या आसीत् मग्कमो तोटा वेङ्कटेश्वरा काल्नि तत् परिवर्तनम् अभवत् अड्रेस् सेवन् डाश् टू डाश् वन् फ़िफ़्टि गृहे एव दातव्यं तत् तत् किञ्चित् कृपया परिवर्तनं करोतु